अधुना अहं जीविकायै किमपि न करोमि यतोहि अहं छात्रः अस्मि पठन् चास्मि तथापि यदि जीविकाविषये चिन्तनीयमस्ति चेत् अहम् अध्ययनाध्यापनमेव स्वीकरिष्यामि यतोहि तत्र मम महती रुचिः वर्तते मो परि मम परिवारस्य परिवेशः तादृशः वर्तते यत् सर्वे तत्र शिक्षकाः एव सन्ति अतः तस्य प्रभावः मयि अपि अस्ति अतः यदि स्वीकर्त स्वीकर्तव्यमस्ति चेत् अहम् अध्यापनमेव स्वीकरोमि